लेखनविषये किमपि लक्ष्यं न वर्तते अहं भाषारूपेण लिखामि लेखने बहु आनन्दं प्राप्नोमि अहं प्रतिदिनं दिनचर्या लिखामि तत्र् कानिचन अविस्मरणीय घटनां लिखामि यतो हि तत् अहम् आजीवनं स्मर्तुम् इच्छामि उदाहरणरूपेण पश्यामः चेत् अहम् एकस्मिन् दिने एकं मार्जालं रक्षितवान् तत् जले पतितम् आसीत् तत् दिने बहु सन्तुष्टम् अस्मि एतत् स्मरणे स्थापयितुम् अहं लिखामि